कदापि एकदा बौद्धिकदृष्ट्या बहुकष्टतरं पुस्तकं पठितं वा इत्युक्तौ किञ्चित कष्टमेव मया अनुभूतं यतोहि आस्तिकदर्शनानि नास्तिकदर्शनानि इति प्रकारद्वयम् विद्यते अस्तु आस्तिकदर्शनानि सम्यगवगन्तुं शक्यते यदि नास्तिकदर्शनानि इत्युक्तौ चार्वाकाः बौद्धाः पुनः केचन एवमेव वर्तन्ते बौद्धेष्वपि पुनः बहवः प्रकाराः दृश्यन्ते तर्हि तेषां सप्तभङ्गीनवादः इति कश्चनः वादः भवति तर्हि तं वादमेव अवगन्तुं महान् क्लेशः भवति तर्हि किमर्थं कष्टतरमभवत् इत्युक्तौ तर्हि स्याद् अस्ति स्यान्नास्ति स्याद् अस्ति नास्ति इत्यादयः विषयः सर्वेऽपि तत्र दृश्यन्ते तर्हि यदधीतं तस्य किञ्चित् क्लिष्टतरं भवति इति तस्मात् ग्रन्थात् मया अनुभूतं स च ग्रन्थः नाम परिवारेण अथवा मित्रैस्सह एतत् विषये चर्चां करोमि वा इत्युक्तौ मित्रैस्सह एव चर्चां करोमि परिवारेण साकं चर्चा क्रियते चेत् कदापि तैः अपि जायेता कदाचित् अनुभूयेत इति कारणात्